गृहोद्योगं परिपालयितुं बहुधनं नापेक्ष्यते इदानींतनकाले कीटनाशकः इत्यादिकं इत्यादिकम् आनीय तत्र सिञ्चनं कुर्वन्ति परन्तु तद् बहु मौलिकं भवति गृहे तद् निर्माणं कर्तुं शक्यते तदर्थं बहु मौल्यं नापेक्ष्यते इति मम आशयः अस्ति एवमेव बहु मौल्यम् अपि कदाचित् भवति नाम कीटनाशकाः इत्यादिकं यदि वयम् आनीय संस्थाप्यते तदा तत्र बहु व्ययः भवति एवमेव तत्र कीटाः कीटस्य नाशः भवति परन्तु तत्र किं स्वादः न भवति नाम सर्वत्र कीटनाशकः कीटनाशकस्य प्रयोगं कुर्मः तदा तत्र किं सस्य स्य वर्धनं तु भवत्येव प परन्तु तत्र बहु किमपि दार्ढ्यं न भवति फलादिकं सम्यग्भवति पुष्पादिकं सम्यग्भवति परन्तु तत्र किं भवतीत्युक्ते वयं तत् खादामः तदा अस्माकं कृते तत् आरोग्यस्य कृते तद् सम्यक् न भवति केऽपि केऽपि रोगाः भवति रोगस्य मार्गः अपि भवति नाम इदानींतनकाले क्यान्सर् इत्यादिकं बहु रोगाः वयं द्रष्टुं शक्नुमः इदानींतनकाले तद् वयमेव तद् कृतम् इति भवति अतः बहू मौल्यं मम बहु बहु मौल्यं मौल्यानां गि कीटनाशकाः वा किमपि न दा दातव्यम् अल्पमौल्येन यद्भवति गृहे यत् कर्तुं शक्यते कीटनाशकस्य कृते तत्कर्तुं शक्नुमः अतः अल्पमौल्येन गृहे गृहोद्यानं परिपालयितुं शक्यते